आरोग्यम् अथवा स्वास्थ्यम् एव अतीवमौल्ययुतम् अस्तीति मम अभिप्रायः तत्रापि मानसिकस्वास्थ्यं बहुमुख्यं बहूनि कारणानि वर्तन्ते परन्तु अहं कानिचन कारणानि वक्तुमिच्छामि प्रथमं स्वास्थ्यम् अथवा स्वस्थः मनुष्यः कः इति पश्यामः सुश्रुतसंहितायाम् एवमस्ति समदोषस्समानश्च समधातुमलक्रियः प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते नाम यस्य दोषत्रयं वातपित्तकफः समानः भवति अग्निः समः भवति मल धातु सप्तधातवः शरीरे सन्ति तेषां क्रियाः उचितरूपेण भव भवति अपि च आत्मा इन्द्रिय मनः च प्रसन्नं भवति सः मनुष्यः स्वस्थः इति वक्तुं शक्यते अपि च स्वास्थ्यं द्विविधं भवति शारीरकं मानसिकं च शारीरकस्वास्थ्येन सह मानसिकस्वास्थ स्वास्थ्यमपि अत्यावश्यकम् वयं किं कुर्मः केवलं शरीरस्य स्वास्थ्य स्वास्थ्यमेव पश्यामः परन्तु मानसिकस्वास्थ्यम् अपि बहुमुख्यम् इति अहं मन्ये ब्रह्मपुराणे अपि एकं वचनमस्ति इन्द्रियाणां तथैवेषां सर्वेषाम् ईश्वरं मनः नियमे च विसर्गे च भूतात्मा मनसस्तथा मनसः तथा प्रामुख्यं वर्तते मनसः मूलस्वभावः चाञ्चल्यम् परिसरे विद्यमानान् विविधान् अंशान् तत् अवलोकयत् भवति परिसरस्य प्रचोदनेषु केचन मनसि हिताय न भवति तदा किं भवति दुःखं कोपः भयं च प्रकाशितं भवति यदा मनसः शान्तिः न भवति तदा किं भवति इत्युक्ते शरीरस्वास्थ्यस्यापि हानिः भवति अतः मनसः आरोग्यम् अतीव मुख्यम् तेन किं भवति इत्युक्ते समयसन्दर्भानुगुणं भवति तदीयानि वचांसि व्यवहारश्च भवोद्रिक्तः न भवति समचित्तः भवति मुक्तमनस्कः भवति अपि च स्वस्य ज्ञानकौशल्यादीनि वर्धयितुं सर्वदा प्रयतमानः भवति सः उद्योगशीलः सन् स्वस्य वृत्तिं श्रद्धया निर्वहति एवं मानसिकस्वास्थ्यात् शारीरिकस्वास्थ्यं वर्धते तेन शारीरिकमानसिकसामर्थ्यानि अपि वर्धन्ते ततः किं भवति प्रगतिः साध्या भवति ततः समृद्धिः सन्तृप्तिः प्राप्तुं शक्या